अहं स्वस्य चित्रग्रहणं स्वीकर्तुं न इच्छामि पुनश्च मम आसक्तिदायकविचारः अपि न वर्तते किन्तु चित्रग्रहणम् इति यत् क्षेत्रं वर्तते तस्य विषये अहं जानामि अत्र सामान्यतया विवाहकालेषु कदाचित् विशेषसन्दर्भेषु चित्रग्रहणम् अस्माकं आगामि पुनश्च भविषत्कालेषु तस्य उपयोगः भवतीति मत्वा चित्रग्रहणं यत्कृतं वर्तते अग्रे द्रष्टुं शक्यते पुनश्च यत् चित्रग्रहणमिति यत्कला या कला वर्तते तत् सर्वेषां कृते सा सर्वेषां कृते न आगच्छति सा कला चित्रग्रहणमपि तत्र ग्रहणे कदाचित् आङ्गल् यद्भवति तत् प्रमुखं भवति ग्रहणकाले अपि तस्य मोशन् अपि यद्भवति चलनमपि यद्भवति तत् प्रामुख्यं भवति अतः चित्रग्रहणानन्तरं यच्चित्रं स्वीकृतं स्वीकृतस्य चित्रस्य गुणं यद्वर्तते तत् प्रमुखरूपेण अत्र स्वीकर्तव्यं भवति तेन च अध्ययनमपि अधिकम् अपेक्षितं भवति